मया बहुधा चारणार्थं गम्यते तत्र कदाचित् एकदा वायुगुणप्रकोपः अपि जातः आसीत् यतो हि तद् यत् चारणप्रदेशः भवति पर्वतप्रदेशः तस्य उपरि यदा गच्छामः तत्काले वायुप्रकोपः कदाचित् भवत्येव एकस् एक एकदा वृष्टिकालः आसीदिति कृत्वा वृष्टेः आगमनात् प्राक् बहु वायुप्रकोपः आसीत् तत् कथं सम्मुखीकृतम् इति चेत् तत्र पर्वतप्रदेशेषु पाषाणानि भवन्त्येव इति कृत्वा मया तत्र पाषाणस्य पृष्ठे उपविष्टमासीत् वायुप्रकोपः यदा न्यूनः जातः तत्काले ततः उत्थाय मया अन्यत्र गतम् चारणेषु मया औषधं नीयते वा यतो हि चारणकाले औषधम् अपेक्षितं भवति कदाचित् कदाचित् वयं पतामः चेत् तत्र व्रणः भवति तदर्थमपि औषधमपेक्षितं भवति अपि च चारणकाले वयं बहु उपरि गच्छामः इति कृत्वा तत्काले तत्र कदाचित् वायुः न्यूनं भवति तदर्थमपि औषधमपेक्षितं भवति अपि च अस्मान् शान्तिः अनुभूयते तदर्थं किञ्चित् अन् औषधेयं स्वीकृत् स्वीकृत्य गन्तव्यं भवति कदाचिद् वयं किमपि खादामः तत् सम्यक् जीर्णं न भवति उपरि गच्छामः तदानीं क्लेशः स्यात् तदर्थमपि औषधं मया नीयते यद्यद् अपेक्षितं भवति चारणकाले काले तत्सर्वमपि मया विचिन्त्य तत्र नीयते चारणकाले तस्य अपेक्षा तु भवत्येव चारणकाले इति वक्तुं शक्यते